अहं तिरूमलातिरुपतिक्षेत्रायां निवसामि अत्र सर्वाणि स्थानान्यपि धार्मिक स्थानानि वर्तन्ते अत्र समय यापनार्थम् इत्यात् इति वदनात् पूर्वं भक्तिमार्गे गन्तुं ये इच्छुकाः सन्ति ते प्रायः अत्र द्रष्टुं शक्यते तान् द्रष्टुं शक्यते अत्र इतोऽपि समययापनार्थम् इतः वन् पौण्ट् फ़ैव किलोमिटर् गच्छामः तत्र चन्द्रगिरि इति राज तत्र राजनिवासः वर्तते आवासः वर्तते तत्र तस्मिन् प्रासादे कृष्णदेवरायः इति कश्चन राजा आसीत् तस्य आवासः तद् तत्र इदानीं पूर्वकालीनाः ये ये वस्तूनि सन्ति तान् तत्र संरक्षणं कृत्वा स्थापितवन्तः तद् द्रष्टुं गन्तुं शक्यते विशिष्टानि तु बहु सन्ति तिरूमलक्षेत्रायां